अयि भोः संस्कृतमित्राणि वयं पुनः इदानीम् आधुनिकगुरुकुलेषु पारम्परिकशिक्षणं किं यथा पूर्वमनुवर्तते उत न किं तत्र परिवर्तितं तस्य औचित्यं किम् इत्यादिविषये यथामति किञ्चित् चिन्तनम् आचरामः इदानीमपि पूर्वं यथा गुरुकुलानि आसन् तादृशानि गुरुकुलानि तत्र तत्र समग्रे कर्नाटके विराजमानाः सन्ति उदाहरणार्थं मूर्कजे इत्यत्र एकं कन्यागुरुकुलं वर्तते मैत्रीयीगुरुकुलं तथैव श्रीरङ्गपट्टणस्य समीपे कावेरी कन्यागुरुकुलं अनन्तरं पुनः केङ्गेरी समीपे रामोहळ्ळि इत्यत्रापि तत्र शुभं करोति इति नाम्ना तत्र गुरुकुलानि तत्र तत्र सन्ति इतोपि तत्र अश्रुतपूर्वाणि गुरुकुलानि अपि अनेकानि स्युः किन्तु यावन्ति मया ज्ञातानि तेषां नामानि अत्र प्रोक्तानि किन्तु अत्र गुरुकुलाणि तत्र शृङ्गेरी समीपे कोप्पसमीपेपि हरिहरपुरचित्रकूट इत्यत्रापि एक बालकाणां गुरुकुलः गुरुकुलं तावत् चाल्यमानं वर्तते एवं प्रायः दश पञ्चदश स्युः म मया तु गणना न कृता तेषां सम्पूर्णतया विवरणं नास्ति किन्तु अत्र तावत् अस्माकं महतः सन्तोषस्य विषयः यत् प्राचीनगुरुकुलवत् अत्रापि आधुनिकगुरुकुलेषु अपि पारम्परिकशिक्षणं दीयमानं वर्तते तत् पारम्परिकशिक्षणं निर्गतमेव तस्मात् पारम्परिकशिक्षणात् अस्माकम् आधुनिकविद्यार्थिनः वञ्चिताः इति या चिन्ता यद्दुःखम् अस्माकम् आसीत् तत् इदानीं नास्ति इति अहं ससन्तोषम् एतानि वा वक्तुं प्रभवामि अत्र परिवर्तनं कथं परिवर्त्यमा परिवर्तनं जातमस्ति वा इत्यादि विषये तत्र साक्षात्कारः यदि आचर्यते तदानीमेव तत्र चिन्तनीयं भवति किं तत्र परिवर्तितं वा सामान्यतया न परिवर्तितं स्यात् तस्य औचित्यं किं यदि गुरुकुलेषु अध्ययनम् आचर्यते तदानीं सामान्यतया सुसंस्कृताः भवन्ति इति एकं गमनार्ह तत्र विषयः भवति तत्र यतो हि तेषां सामान्यतया गुरुकुलानाम् आधुनिकगुरुकुलानि यानि सन्ति तानि सर्वाण्यपि सामान्यतया नगरात् बहिः नदीनां तीरेषु एवं भवति इदानीं कावेरी कन्यागुरुकलं तावत् श्रीरङ्गपट्टणस्य समीपे पश्चिमवाहिन्याः अनतिदूरे कावेरी कन्यागुरुकुलम् इति स्थापितं वर्तते तत्र एकः नद्याः समीपे तत् गुरुकुलं कल्पितमस्ति अतः सामान्यतया नगरस्य आधुनिकविषयाणां तत्र मेलनं न भवति विशेषश्च तत्र संस्कृतवैदिक अस्माकं पूर्वकाले यथा भवति स्म तादृशमेवञ्च दीयमानं वर्तते अयं च महान् सन्तोषः विषयः एतादृशानि गुरुकुलानि अस्माकं कर्णाटके इतोप्यतिषयतया सर्वेषु मण्डलेषु भवन्तु तेषाम् वर्धनाय वयं सर्वे साह्यं दद्मः प्रयत्नमाचरामः इत्युक्त्वा एतद्विषये अहं कानिचिदुक्त्वा विरमामि